अस्माकं प्रदेशे विशिष्टः धार्मिकाचार चाराः बहूनि सन्ति कृष्णजन्माष्टमी अपि अन्यतमः कृष्णजन्माष्टम्यां विशेषपूजादयः वर्तन्ते परस्मिन् दिने विट्लिपिण्डि इति एका विशेषा क्रीडा वर्तते तस्मिन् समये बालकाः बालिका बालिकाश्च व्याघ्रवेषं धृत्वा पुनः कृष्णवेषं च धृत्वा कृष्णमठं प्रति आगत् आगच्छन्ति तेभ्यः सर्वेभ्यः प्रोत्साहानि स्वामिनः क्रियन्ते स्वामिनः क्रियन्ते तत्र